आ नमस्कारः हरिः ओं कः किं कार्यं महोदय हा किं स्वीकृतवान् भवान् न न भवान् किमपि क्रीतवान् म ममतः अतः तः किं भवति समस्या भवतः कृते भवति किं स्वीकृतवान् इति अहं पृच्छामि आम् आम् मास्तु मास्तु महोदय एतद् मा वदतु भोः कदापि एतावत् न व न कुर्मः आं भवति यावत् डिस्कौण्ट् अस्ति तावत् ददमः अहम्

आं सर्वत्र लभ्यते सर्वेषु वर्षे वाणिज्यं कर्तुं डिस्कौण्ट् ददति नास्ति महोदय एतावत् नास्ति भवतः एतद् चिन्ता म चिन्तनम् अस्ति तद् नास्ति भोः तत् सम्यक्तया बिल् पश्यतु आं महोदय पर् ब ब अस्माकं तु काम्प्यूटर् बिल् अस्ति अन्येषां तु म हस्तलेखन बिल् अस्माकं तु काम्प्यूटर् बिल् अस्ति काम्प्यूटर् बिल्मध्ये किं इतः इतस्ततः तु न भवति काम्प्यूटर् बिल्मध्ये इतस्ततः बिल् भवति वा भवान् भवान् एव वदतु काम्प्यूटर्मध्ये इतस्ततः बिल् भवति वा हस्ते तु इतस्ततः कर्तुं शक्यते कम्प्यूटर् सक् कम्प्यूटर्मध्ये शक्यते वा

आम् आम्

अस्तु महोदय अनन्तरम् आगच्छतु इतोपि किञ्चित् डिस्कौण्ट् दद्मः चेत् आम् आम्